मया तु तरणं सर्वं न पाठितम् अस्तु यदि निमज्जनादिकं भवति तर्हि तस्य वारणं कथं इति कथयितुं तु शक्नोमि निमज्जनं यदि भवति तर्हि प्राचीनकाले कदलिस्तंम्भं गृहित्वा तरणाभ्यासं कुर्वन्ति स्म कदलिस्तम्भस्य निमज्जनं न भवति अतः अयं पुरुषः अपि निमज्जनतां न प्राप्नोति अथवा उदरभागे नारीकेलं बध्वा तरणं कर्तव्यं तदानीं अपि निमज्जनं न भवति नारिकेलस्य कदापि निमज्जनं शुष्कनारिकेलस्य निमज्जनं न भवति कदापि अतः तद् द्वारा कर्तुं शक्यते इति द्वितीयं इदानींतन काले क्लेशः नास्ति ट्युब् वर्तते तर्हि ट्युब् निमज्जनं कदापि न भवति अतः तस्य बन्धनं कृत्वा अथवा तस्य सहायं स्वीकृत्य तरणाभ्यासः कर्तुं शक्यते